हा नमस्ते मया भवत्याः दूरवाणी आह्वानं स्वीकृतवती भवती गृहं दृष्टुम् इच्छति वा किमर्थम् हा हा मम समीपे एक गृहः गृहमस्ति तदपि इदानीं यः कोपि अस्ति तत्र भवती पश्यतु यदि इच्छति भवती स्वीकर्तुं शक्यते अद्य सायंकालम् आगमिष्यति वा तत्र प्रकोष्ठाः हाल् अस्ति द्वे शयनप्रकोष्ठाः तदनन्तरं पाकप्रकोष्ठः अस्ति मया पूर्वं दशसहस्राणि स्वीकृतवती इदानीं मया द्वाद द्वादशसहस्राणि निर्णयं कृतवती पूर्वं मासत्रयस्य भाटकं दातव्यम् अड्वान्स्

अस्तु

अस्तु अस्तु अस्तु भगिनि श्वः आगच्छतु

हा अहमपि मम कार्याणि समापनं करोमि भवती आगच्छतु तत्समये एव आगच्छतु

हा अन्तः अन्तः दीपः अस्ति के अन्तः दीपः अस्ति अगन्तुं शक्यते भवती सर्वं दृष्टुं शक्यते

हा तत्तु फ़्लाट् एव फ़्लाट् एव

हा प्रथमा प्रथमा प्रकोष्ठा प्रथमस्थल प्रथमस्थल स्तर हा हा हा

तत्र लिफ़्ट् अपि अस्ति तत्र लिफ़्ट् अपि अस्ति

आगच्छतु भगिनी नमस्ते नमस्ते धन्यवादः